नमस्कारः महोदय भवतां यः आपणः अस्ति सः विख्यातः आपणः नागपुरे वर्तते अहं यत् रात्रौ अत्र एकम् आर्डर् कृत्वान् आसं तद् मम पञ्च इड्लि इति अहं कृतवान् आसं किन्तु अत्रस्थं यत् आर्डर् यदा अहं प्राप्तवान् तदा केवलम् इड्लि त्रयमेव आसीत् धनं पूर्णं प्रदत्तमासीत् पञ्च इड्लिनां किन्तु अहं केवलं त्रयमेव प्राप्तवान् भवन्तः तस्मिन् विषये पश्यन्तु यतो हि भवतां विख्यातः आपणः अस्ति अग्रिमवारं तथा न भवतु इति भवान् यदि भवान् कन्फर्मेषन् कर्तुमिच्छति तर्हि भवान् सि सि टि वि केमेरा द्रष्टुमिच्छति भवतां तत्र भवन्तः द्रष्टुं शक्नुवन्ति यद् इड्ली द्वयं मिस्सिङ्ग् आसीत् पश्यन्तु एकवारं धन्यवादः